भारते अस्मिन् परिवारः कृष्यवलम्बितः सन्नपि बहवः जनाः

सर्वे सर्वत्र क्षेत्रेषु या मृत्तिका वर्तते तत्रापि वैविध्यं दरीदृश्यते कुत्रचित्तु संसाधनाभावेन जलाभावेन च अवश्यकतानुगुणं धनार्जनमपि न भवति एतदपि मुख्यप्रयोजनं भवति एतस्य कार्यस्य सम्पादने तथापि यदि जनाः कृषिकार्यं नैव करिष्यन्ति चेत् भोज्यपदार्थेषु न्यूनता तथा च मूल्ये आधिक्यं भविष्यति कृषिकार्यस्य अस्माकं जीवने अत्यधिकं महत्त्वं वर्तते यतो हि कृषिकार्यमिदं राष्ट्रं प्रभावयति अनेनैव कृषिकार्येण अन्यानि उद्योगकार्याणि सामर्थ्यमाप्नुवन्ति वस्तुतः कृषिकार्येण जनाः वृत्यान्विताः भवन्ति अतः एतस्य कृषिकार्यस्य आर्थिकञ्च महत्त्वं वरीवर्तते वस्तुतः एतस्य न केवलम् आर्थिकं महत्त्वं वरीवर्तते अपि तु एतस्य सामाजिकमपि महत्त्वं वरीवर्तते यथा होलिकापर्वणि गोधूमस्य पूजनं भवति तथैव ओडिसा इत् इत्यस्मिन् प्रान्ते नुवाखै कश्चन नुवाखै इति कश्चन उत्सवः आयोज्यते तैः